नाम बहुभिः स्तुतं पुस्तकं मया तथा न लक्षितम् अस्ति वा किमर्थं तथाभवत् इत्युक्तौ इदानीम् आस्तिकग्रन्थाः ये विद्यन्ते तेषाम् अवश्यम् अहं तेषु पुस्तकेषु विषयेषु अहं लक्ष्यं सर्वदा स्थापयामि इदानीं केचन जनास्सन्ति इदानीं किरस्तानीजनाः वा इति चिन्तयामः अस्तु ये ये येषां नास्तिकविषयेषु नास्तिकपुस्तकविषयेषु इच्छा नास्ति तर्हि तादृशाः अपि बहवः सन्ति बहु इत्यनेन शब्देन ते सर्वेऽपि अत्र ग्राह्याः तर्हि ते सर्वेऽपि एकं पुस्तकम् इच्छन्ति नाम यत् पुस्तकं नाम सर्वैः अपि पठितुं शक्यते तथापि तत्र समीचीनाः विषयाः यदि न सन्ति चेत् तर्हि तं पुस्तकमपि बहवः नाम लक्षयन्ति बहु बहवः अपि तस्मिन् पुस्तकविषये अवश्यं दृष्टिं सारयन्ति तथापि बहुभिः इति प्रयोगः कर्तुं शक्यते तर्हि तादृशं पुस्तकं मया किमपि अलक्षितम् एव पुस्तकं वर्तते तर्हि तत् पुस्तकं तर्हि समीचीनाः विषयाः औपयोगिकाः विषयाः न सन्तीति कारणात् तथा मया न लक्षितं तत् पुस्तकम् इत्येव चिन्तनीयम्